हरि ओम् अस्माकं संस्कृतमहाविद्यालये

छात्राणाम् अध्याप अध्यापनार्थम् एकः अध्यापकः आवश्यकः इति सूचता दत्ता आसीत् तद्दृष्ट्वा भवान् आगतवान् खलु सूचना सम्यक् दृष्टा खलु तत्र शास्त्राणाम् अध् शास्त्राणाम् अध्यापनार्थम् एकः अध्यापकः आवश्यकः न तु केवलं संस्कृताध्यापनार्थं खलु हा शास्त्राद्य शास्त्राध्ययनं कृतवान् वा भवान् कस्मिन् कस्मिन् शास्त्रे हा आम् आचार्यपदव्यां कति अङ्काः प्राप्ताः ओहो हो ओहोहो सम्यक् अध्ययनं कृतं वा तत्र अध्ययनावसरे के के ग्रन्थाः आसन् आर्यभटीयं नासीद्वा आर्यभटीयम्

हा नूत् नूतनं गणितं नवीनगणितम्

यदि यःकोपि विषयः मया प्रश्नः क्रियते चेत् ज्योतिष्यविषये मया प्रश्नः क्रियते चेत् क्रियते चेत् उत्तरं दातव्यं भवता बृहज्जातकम् अधीतम् इत्युक्तं खलु तत्र तत्र उद्योगविषये एव एकः अध्यायः वर्तते खलु कः अध्यायः उद्योग्

हा हा कर्माजीवाध्यायः खलु तत्र कथं कथं कर्मणः निर्णयः वृत्तिः कथं निर्णीयते तत्र

समीचीनं समीचीनम्

भेन्द्वर्कात् भेन्द्वर्क इति नाम कस्य तस्य पदस्य अर्थः कः भेन्द्वर्कः इति राशिः राशिः नाम हा लग्नम्

ओह् त्रिभ्यः त्रिभ्यः अपि दशमस्थानं द्रष्टव्यं वा हा तत्र अन्यत् अन्यत् भवति खलु लग्नात् अन्यद् भवति चन्द्रात् स्थानम् अन्यत् भवति रवेः सकाशात् अन्यत् भवति खलु तत्र कथं निर्णयः कथं तत्र बलाबलचिन्तनं बलाबलचिन्तनं नास्ति वा रवेः रवेः सकाशात् का वृत्तिः अर्कांशः भवति चेत् अस्तु अस्तु अस्तु समीचीनं समीचीनं भवान् आगच्छति चेत् तत्र ज्योतिष्यं पाठनीयं भवति तत्र ज्योतिष्यग्रन्थाः पाठनीयाः भवन्ति शक्यते खलु समये आगन्तव्यम् पुनः तत्र कार्ये बद्धता भवेत् अध्यापनकार्ये बद्धता आवश्यकी भवति अध्यापनवृत्तौ आम् अस्तु अस्तु अस्तु पुनः विचार्य वदामि पुनः विचार्य वदामि अस्तु अस्तु